अस्माकं राज्ये गिरिजनानां कलाप्रकारः प्रप्रथममं अस्माकं काल्नि पक्षतः अहं वक्तुं शक्नोमि अस्माकं काल्नि मध्ये गिरिजनानां ते अस्माकं केचन गृहाः गत्वा पुरातनपत्राणि स्वीकृत्य पुनः तानि पत्राणि विक् विक्रयणं कुर्वन्ति इइदानीम् अनन्तरं पर्वदिनसमये पर्वदिनसमये अपि ते पर्वदिनसमये अपि ते का ब् स्वेदकं निर्माणं करिष्यन्ति अनन्तरं स्वेदकं निर्माणं कृत्वा विक्रयणमपि कुर्वन्ति तेषां बालाः तेषां बालाः अपि तेषां समीपे दृष्ट्वा दृष्ट्वा एव ते शीघ्रं येषां कलां प्राप्तुं ते प्राप्नुवन्ति अहं प्राप्नुवन्ति अहं दृष्टवती अपि अनन्तरं ते किञ्चित् कालमेव ते पाठशालां गतवन्तः अनन्तरं पुनः एतत् कार्यमेव कर्तुं ते इच्छन्ति तेषां बालाः अपि स्वेदकम् अपि अनन्तरम् किं वदामः बास्केट् एतादृशरूपाणि अपि ते कर्तुं शक्नोति अनन्तरं पर्वदिनसमये अपि स्वेदकमपि स्वेदकानि अपि ते स्व् स्वीयनिर्माणं कृत्वा विक्रयणं कुर्वन्ति पर्वदिनसमयेहं दृष्टवती अपि तेषां बालाः अपि बहु शीघ्ररूपेण तेषां समीपे येषां कलां प्राप्तवन्तः अस्तु